भारते नर्तकः बोलिवुड् तः बहु प्रभाविताः सन्ति इति मन्ये किं कारणेन इत्युक्ते बालिविड् चलच्चित्रमेखलातः यत् सर्वं नृत्याविष्कारं भवति तत्सर्वं नर्तकाः कापि कर्तुम् इच्छति तेषां सङ्गीतं सम्यक् भवति तेषां वस्त्रालङ्कारः सम्यक् भवति तेषां नृत्यं आविष्करणमपि बहु सम्यक् समीचीनरीत्या ते कुर्वन्ति इति कारणेन तत् बहु आनन्ददायकं रोचकं च भवेत् तत् कारणेन नर्तकाः तम् अधिकृत्य तस्य उपरि किञ्चित् अपि अधिकं कर्तुं शक्यते कदाचित् कदाचित् तावदेव कर्तुमपि ते परिश्रमः करिष्यन्ति अन्यत् भारते सर्वेभ्यः रोचमानानि कनिचन नित्यनूतनानि नृत्यगीतानि इदानीं सन्ति अस्माकं नूतंन बाळिवुड् चलचित्रं तः ओ सजिनीरे इति गानम् अनन्तरम् ओ माहि इति गीतम् अनन्तरं देखा तेनु इति गीतम् अनन्तरं पुष्पा टु चलचित्रस्य पुष्पा पुष्प इति गीतम् एतत् सर्वम् इदानीं नित्य नूतनानि प्रसिद्धानि च